मम प्रदेशे तु अध्ययनस्य व्यवस्था बहु समीचीना तत्र सर्वकारस्य वा भवतु प्रैवेट् वा भवतु सर्वत्रापि समीचीनतया अध्ययनं भवति विशेषतया अर्वाचीनम् आधुनिकम् अध्ययनं तु सम्यक्तया एव भवति तत्र गुरुकुलशिक्षणं यदस्ति तदर्थं द्वित्रीविद्यालयाः गुरुकुलानि च सन्ति किन्तु तावत् इतोपि इतोऽपि तत् डेवलप् न जातमस्ति इत्येतदर्थम् अन्यत्र गन्तव्यं भवति किन्तु आदिम प्राथमिकशिक्षा तु तत्रापि सम्यक् एव भवति शास्त्रीय अध्ययनार्थं तावत् संस्कृतविषये सां शास्त्रीय अध्ययनार्थं तावत् अन्यत्र गन्तव्यम् आपतति किन्तु प्राथमिकशिक्षास्तु तत्रापि सम्यक् एव अस्ति अन्यत्र अन्या या अर्वाचिन डाक्टर् कृते वा भवतु वैद्याविषये अथवा वकीलविषये एवम् अन्यत् अपि यद्यदस्ति तत्सर्वमपि अध्ययनं तु सम्यक् भवति उन्न् उन्नताध्ययनं भवति तत्र अन्यत्तु केवलं संस्कृतविषये यूनिवर्सिटीस् इत्यादिकमस्ति किन्तु तत् मा तत् मान्यता यत् वर्तते तादृशविद्यालयास्तु न्यूनाः इति कृत्वा परं गन्तव्यम् अपतति एवं तु नाम अन्यासु शिक्षणव्यवस्था तु समीचीना एव अस्ति क्लेशः न भवति अध्ययनार्थं